भारते व्यवसायिकशिक्षा महत्वपूर्णां भूमिकाम् निर्वहति यतः एषा छात्रान् व्यवहारी व्यावहारिक कौशलेन सुसज्जयति रोजगाराय च सज्जीकरोति शिक्षायाः उद्योगत्या उद्योगस्य च आवश्यकतामध्ये उत् अन्तरं पुरयितुम् आर्थिक वृत्तिं प्रवर्तितेषु बेरोजगारी न्यूनीकृतं च सहाय्यं करोति